विद्यालयेषु महाविद्यालयेषु वा बालकेभ्यः समवस्त्रप्रदानस्य महत्वम् उत्तममस्ति अपि विद्याख्यास्त्रियां विद्यालयस्य वर्णानाम् आवश्यकता भवितुं महत् हरि अस्य विचारस्य बहवः सकारात्मकाः सन्ति विद्यालयेषु शैक्षणिकः अनुशासनं च सुरक्षामपि वर्धयति इति कथ्यते वर्ति सामाजिकस्य अर्थः उत्पीडनं न पीडनं च न्यूनीकर्तुं शक्नोति अपि च सज्जतां सुलभं कर्तुं शक्नोति